हरिः ओं महोदय नमो नमः भवान् कुतः आगतवान् भवान् अहो जयपुरात् आगतवान् अस्ति भवन्तं दर्शयामि किम् उज्जयिनीं दर्शयामि भवान् इच्छति वा मार्गदर्शनं किमपि

इतः परम् अत्र पश्यतु अत्र मालवायाः लोकसंस्कृतिनिमित्तम् एतद् मा माचं माच् नामकं लोकनृत्यम् एते प्रदर्शयन्तः सन्ति किं भवान् एतादृशं नाट्यं कुत्रापि पूर्वं दृष्टवान् वा भवान् एतत् पश्यतु भवान् इच्छति चेत् भवतः अपि वयम् अत्र संयोजनं कर्तुं शक्नुमः अस्मिन् नाटके पश्यतु महोदय अत्र एतस्य नाट्यमञ्चस्य पृष्ठतः एव क्षिप्रा नदी प्रवहति एतत् अत् अतीवरम्यं दृश्यमस्ति अत्रैव विक्रमादित्यः एकस्मिन् स्थले उपविश्य न्यायं करोति स्म इति जनाः कथयन्ति एवं किंवदन्ती सत्यं सत्यम् अत्र विक्रमसंवत्सरस्य आरम्भः येन कृतः सः महाराजविक्रमादित्यः प्रत्येव राजा आसीत् अत्रैव तस्य द्वात्रिंशत् कथाः प्रसिद्धाः सन्ति सिंहासनबत्तीसी इति वदन्ति जनाः अस्तु अन्तः प्रविशामः तावत् पश्यतु एतद् नन्दीगृहं वर्तते अत्र नन्दी सर्वदा भगवतः महाकालस्य प्रतीक्षायां तिष्ठति लतागृहद्वारस्थः अयं नन्दी सर्वेषां दर्शकानां मनोरथान् पूरयितुं समर्थः वर्तते एतस्य कर्णेषु जनाः यां प्रार्थनां कुर्वन्तः सन्ति किमपि स्वकीयं मनोगतं वदन्तः सन्ति अत्र पश्यतु समीपे एव या कृष्णप्रतिमा वर्तते अतीवमहत्तरी प्रतिमा सा तु भैरवस्य प्रतिमा अस्ति एतेन सह एव सत्यं या गौरवर्णीया सुन्दरी स्त्री दृश्यते सा वस्तुतः भगवती गौरी अस्ति इदानीम् आगच्छतु तस्याः दर्शनं कुर्मः भगवत्याः गौर्याः समीपे एव अङ्के यः बालपुत्रः दृश्यते गजमुखः सः वस्तुतः गणेशः अस्ति अत्र एतस्य गणेशस्य समीपे एव पश्यतु एषा शङ्कराचार्यस्य प्रतिमा अस्ति एवं कथयन्ति शङ्कराचार्याः जगद्गुरुशङ्कराचार्याः अत्र उज्जयिनीं यदा आगतवन्तः तदा अत्रैव स्थित्वा ते महाकालस्य उपासनं कृतवन्तः

अस्तु इदानीं वयं बहिः चलामः भवतः यानस्य समयः जातः महोदय नमो नमः